नमो नमः महोदय महोदय एकं कार्यमस्ति तत् निमित्तं समयः अस्ति वा किञ्चित् वदामि आं मधुरमिष्टान्नमेव अस्ति न आं मम क् गृहे एकं कार्य एकः कार्यक्रमः अस्ति तस्य कृते आवश्यकता अस्ति पञ्चाशत् जनः सन्ति तर्हि तेषां कृते पूरणरोटिकां दातुं शक्यते वा श्रीखण्डमपि आवश्यकं बासुण्डिमपि आवश्यकं ददाति वा तर्हि अग्रिमरविवासरे तृतीयदिनाङ्के कार्यक्रमः अस्ति प्रातः दश वा दशवादने तर्हि पञ्चाशत् जनानां कृते अस्ति तर्टि तर्टी व्यक्तेः जनस्य कृते द्वे रोटिकास्ति आम् अन्यत् आम् आं द्विशतं न मास्तु एकशतं पञ्चाशत् जनाः सन्ति तर्ही द्वे पञ्चाशत् द्वयम् इत्युक्ते शतं शतरोटिकाः आं तर्हि श्रीखण्ड आम् आं श्रीखण्डं भिन्नं पायसं भिन्नं शतरोटिकाः पायसं नाम इत्युक्ते बासुन्दि श्रीकण्डं तर्हि कति रूप्यकाणि भवन्ति तर्हि प्रतिदिवसं दानं द्वौ पात्रद्वयं इत्युक्ते कंसद्वयं इत्युक्ते शतं शतं तर्हि एनं तृतीयदिनाङ्के रविवासरः अस्ति न रविवासरे तस्मिन् दिने दशवादने दशवादने प्रातःकाले तर्हि कथं प्रेषयति भवती

किन्तु मा तत् सम्यक् प्रेषयतु रोटिकायाः कृते तु न समस्या किन्तु श्रीखण्डः बासुन्दी सम्यक् पेक् कृत्वा ददातु

ददाति अस्तु अन्यत् रूप्यकाणि कति आमां तत् तत्तु ददामि एव भवती नाम आगच्छति अहं क किञ्चित् वृद्धा अस्मि किञ्चित् समस्या अस्ति यदि वयं भवती आगच्छति चेत् तत् स्वीकरोतु आगच्छतु अन्यत् निश्चितं अहं निश्चिता भवामि आं तर्हि शुभरात्रिः मम बहु मम बहु चिन्ता आसीत् भवती सर्वं निराकृता धन्यवादः धन्या धन्यवादः धन्यवादः